जीवने किमपि कार्यम् आरब्धव्यं चेत् तत्र मङ्गलम् आचरणीयं मङ्गलम् आचरणम् इत्येव खलु मङ्गला मङ्गलाचरणं किं कार्यं ग्रन्थमपि आरभ्यते कार्यं क्रियते किमपि शुभं क्रियते चेत् तत्र मङ्गलम् आचरणीयम् अतः एव तत्र तत्र उच्यते ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च मङ्गलम् आरभेत् एवम् एवं कृत्वा तत्र वचनानि तत्र खलु उपलभ्यन्ते तत्र मङ्गलस्य किं फलम् इति चेत् विघ्नध्वंसकामो मङ्गलमाचरेत् इत्यस्ति क्वचिदस्ति न वा ग्रन् ग्रन्थसमा ग्रन्थसमाप्त्यर्थं मङ्गलमाचरेत् इति अस्ति प्राचीनानां नवीनानां मध्ये मतभेदविशेषः इति तत्रापि ग्रन्थादेः स समाप्तिस्तु सप्रतिभया भवति इति कृत्वा विघ्नध्वंसकामो मङ्गलमाचरेत् इत्येव सिद्धान्त इति नव्याः वदन्ति परं यथा तत् सर्वं ग्रन्थविषये उपयुज्यते तथैव सर्वकर्मविषये अपि एतत् सर्वम् उपयुज्यते एव अतः किमपि यदि अस्माभिः मङ् कार्यं शुभं भवतु किदृशम् अपि कार्यं भवतु यदि वयं कुर्मश्चेत् तत्र मङ्गलाचरणम् एव आदौ प्रवर्तते मङ्गलाचरणं मङ्गलाचरणं कथं कर्तव्यम् इति चेत् क्वचित् तत्र मङ्गलश्लोकान् पठामः क्वचित् वैदिकमन्त्रान् वदामः क्वचित् न वा आशीर्वादात्मकमपि मङ्गलं भवति क्वचित् नमस्कारात्मकं मङ्गलं भवति क्वचित् तु वस्तुनिर्देशात्मकं मङ्गलं भवति एवं प्रकारेण वयं कस्यापि कार्यस्य आरम्भं कुर्मः